क्रीडाः अस्माकं जीवने तथा अस्माकं शारैरिकमानसिकस्वास्थ्ये योगदानं यच्छन्ति कथम् इत्युक्ते अहं यदा प्रतिदिनं क्रीडार्थं गच्छामि नाम अयम् इदानीं गुरुकुले अध्ययनं कुर्वन्नस्मित् त अत्र तू प्रतिदिनं क्रीडा भविष्यति एव अतः तत्र कथम् अस्माकं शारीरिकमानसिकक्षेत्रे अस्माकं श्ट्रस् इति किमपि इच्छां वदन्ति खलु तादृशं कथं गच्छति इत्युक्ते सर्वदा अस्माकम् अध्ययनं चलति आदिनं प्रातः सार्धचतुर्वादनादारभ्य पञ्चवादनं नाम रात्रिपर्यन्तमपि अध्ययनं चलति अस्माकं तर्हि तदानीं केवलम् अध्ययनम् अध्ययनम् इत्युक्ते सर्वदा अध्ययनेन स्ट्रेस् नाम इदानीं बहु स्ट्रेस् भवति तस्मात् कारणात् मानसिकक्लेशाः उत्पद्यन्ते क्रोधादिकम् अधिका भवन्ति तस्मात् तत्र अस्माकं स्वास्थ्येपि तस्य प्रभावः ज्ञायते अतः तद् निवारणार्थं किं कर्तव्यम् इत्युक्ते तत्र गुरुकुले एव यथा सूचितं क्रीडा अस्माकं जीवने अथवा प्रतिदिनकैङ्कर्ये शारीरिकमानसिकस्वास्थ्ये योगदानम् उपयोगं भवति तस्मात् प्रतिदिनं यत्किमपि वा भवतु फ़ुट्बाल् वालिबाल् वा अथवा शटल् काक् इत्यादि क्रीडा भवन्ति एवमेव कबडी देशीयक्रीडा देशीक्रीडा अस्माभिः आचरणीयम्